बैक्यानेन सह सर्वदा रक्षणीयानि संसाधनानि इति पश्यामः चेत् सामान्यतः आधारभूत उपकरणानि सर्वाणि अपि भवेयुः स्फानर्स् इति यद्वदामः सामान्यतः चक्रस्य निष्कासनं कर्तुं शक्यते इति भवति अथवा दर्पणः अस्ति तत्र अधः विद्यमानं नट् तेषां गाढतां वर्धयितुं टैट्निङ् कर्तुं उपयोगः भवति तादृशं विभिन्नं स्पानर्स् अस्माभिः सर्वदा आनेतव्यं भवति पुनः कदाचित् यानस्य वायुनिष्कासनं भवति चेत् लघु वायुपूरकमपि नेतुं शक्यते इदानीं तादृश आधुनिक उपकरणानि लभ्यन्ते येन वयं वायुपूरणम् अपि कर्तुं शक्नुमः एर् फिल्लिङ्ग् अपि कर्तुं शक्नुमः कदापि बैक्यानं निष्क्रियम् अभवत् वा इति प्रश्ने कृते आम् इति भवति मम प्रवासकाले तथा अभवत् किमर्थमिति चेत् मम चक्रस्य वेधनम् अभवत् इत्युक्ते टयर् पञ्चर् अभवत् तदा मया किं कृतम् इति चेत् बहु दूरं यानं एवमेव केचन नुदन्तः गच्छन्ति तथा अहं न कृतवान् कारणं

चक्रस्य छेदं वर्धयति तत्र हानिः अधिका भवति तस्मात् अहं यानं तत्र तथैव स्थापयित्वा समीपे विद्यमान समीकारं मेकानिक् महोदयम् आनीय पुनः चक्रस्य समीकरणं कृत्वा पङ्चर् सर्वं निष्कास्य निवारणं कृत्वा पुनः सम्यक् कृत्वा अहं मम प्रवासम् अनुवर्तितवान्